हरिः ओम् मह्यम् एकम् ओला यानम् अपेक्षितमस्ति तत्र च इतः अहं बेङ्गलूरुनगरतः शृङ्गेरीनगरं गन्तुम् इच्छामि इदं च दिनद्वयं दिनद्वयात्मकं वर्तते अत्र च शृङ्गेरनगरम् अस्माभिः गन्तव्यं भवति वयं त वयं च चत्वारः स्मः मा द्वाविंशत्यधिकद्विसहस्रतमे द्विसहस्रतमे मार्च् मासे द्वितीयदिनाङ्के अस्माभिः गन्तव्यं प्रातः षड्वादने इतः प्रस्थानं कर्तव्यं बेङ्गलूरुनगरतः शृङ्गेरि नगरञ्च सायं सायमभ्यन्तरे गच्छामः तत्रैव मम गृहं शृङ्गेरि नगरे एव मम गृहं वर्तते तत्रैव अस्माभिः वासः क्रियते अतः भवन्तः कृपया ओला यानं प्रेषयन्तु कृपया